मम क्षेत्रे अधिकांशः जनाः क्रीकेट् क्रीडन्ति महाराष्ट्रराज्ये बहवः जनाः क्रिकेटा क्रीडन्तु रोचन्ते तथा च केचन टिं खोखो सह कब्बड्डी च बालकाः कबड्डि इत्येतत् बहु रोचन्ते तथा च बालिका खो तत् खोखो क्रीडितुं रोचन्ते पूर्वं केवलं बालकाः एव मल्लयुद्धं कर्तुं शक्नुवन्ति स्म किन्तु अधुना बालकाः बालिकाः च उभौ सं सामान्यतया मल्लयुद्धं क्रीडतः तथा च प्रत्येकस्मिन् भारते सम्पूर्णे भारते मल्लयुद्धं खोखो कब्बड्डी च क्रिकेट् क्रीड्यते